आं मातृभा अहं मातृभाषायां लिखितं पुस्तकम् अन्यभाषायाम् अपि अनुवादं कृतवती वा पठितवती अहं मम अनुवादः सम्यक् आसीत् अहम् चिन्तयामि तेषां कारणं संस्कृतभाषायाः विषये ज्ञातुं शक्नुवन्ति संस्कृतिविषये अपि ज्ञातुं शक्नुवन्ति मम भाषा शोभनम् अस्ति तत्पुस्तकं पठि पठित्वा ते मम भाषायां लिखित्वा अन्यपुस्तकानि अपि पठितुम् इच्छन्ति